संस्कृते अनेकान् श्लोकान् अहं बहु इच्छामि भगवद्गीतायाः श्लोकं श्लोकाः अहम् आनन्देन आनन्देन वक्तुं प्रयत्नं करोमि तत्र मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं तत् श्लोकं मया इष्टतमं श्लोकम् अनन्तरं भगवद्गीतायाः चतुर्थस्कन्धे वा अहं द्वितीयस्कन्धे द्वितीये अध्याये वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देहि तद् श्लोकमहमपि मया इष्टतमं श्लोकं सर्वम् अपि इष्टं किन्तु एतद् तस्याः अर्थं बहु सुन्दरं ततः अहम् अहं जानामि तस्य अर्थः अर्थः अर्थः अतः अहं बहु इच्छामि संस्कृतं सम्भाषणम् अस्माकम् अहम् अस्माकं भारतीयसंस्कृतिः वैविद्यं भारतीया पुराणं कदा पुराणं त्रयं सर्वं संस्कृते अस्ति अस्माकं संस्कृतिः संस् अस्माकं संस्कृतिः संस्कृतात् आरब्धा आरभ्यते अतः अहं संस्कृतं बहु इच्छामि अहं संस्कृतं सम्भाषयिष्यामि तद् तत्र अपिमानः अपि अस्ति